संस्कृतसाहित्ये गद्यं पद्यं मिश्रमिति द्वि विधं विक् विधं काव्यनि सन्ति तत्र पद्यकाव्ये स्तोत्रकाव्यः सन्देशकाव्यः इत्यादि अनेकानि काव्यानि सन्ति मिश्रकाव्यं च चम्पूकाव्य काव्यादयः तत्र गद्यानि पद्यानि च सन्ति गद्यसाहित्ये च गद्यकाव्यानि नाटकानि इत्यादि अनेकानि कार्याणि सन्ति कथा आख्यायिका इत्यादयः च गद्यसाहित्ये अन्तर्भवन्ति गद्यं गद्यरचना पद्यात् पद्यरचनां पद्यरचनात् किञ्चित् ललितं भवति अतः गद्यकाव्य गद्यसाहित्यं सर्वे सर्वेषां जनानाम् इष्टतमं का साहित्यं भवति